नमस्कारः मातृशक्ति ट्रेवेल्स् अस्ति वा वयं तु सप्त जनाः सन्ति अतः एकं कारयानम् अपेक्षितमस्ति टेवेरा यानं प्रेषयितुं शक्नोति चेत् उत्तमं भविष्यति गमनं गमनं तु राम्टेक् मध्ये अस्ति आं राम्टेकनगरे गमनमस्ति तत्र गमनार्थं कारयानम् अपेक्षितमस्ति तस्य मूल्यं कति भविष्यति प्रति किलोमीटर् कति मूल्यमस्ति तद् वदतु तथैव यत् उत्तमं यानं सप्तजनानां कृते भविष्यति तदपि प्रेषयतु